हरिः ओम् अहं जि आर् अम्लि महोदय इति आं भवतः फर्निचर् आपणः वा आं फर्निचर् बहुविध फर्निचर् लभन्ते वा भवताम् आपणे आम् आपणस्य नाम किं महोदय त्रि आर् फ़र्निचर् आम् सागवानि फ़र्निचर् मिलति वा सामान्यं फ़र्निचर् वा के के किं किं मिलन्ति महोदय तत्र ओहो ईदृशम् अन्य सर्वे सन्ति इति मन्ये प्रथमं सोपाः आवश्यकम् आसीत् महोदय आरामदायकं सोपा मिलति वा प्रायः मौल्यं किं महोदय त्रिंशत्सहस्रम् अधिकमेव भवति खलु महोदय एवं कति वर्षपर्यन्तम् उपयोगं कर्तुं शक्यते पञ्च केवलं पञ्चवर्षं महोदय पञ्चवर्षानन्तरं पुनः परिवर्तनं करणीयं वा

आं महोदय मम मम नूतनगृहमस्ति काञ्चनि पर्नि किमपि फ़र्निचर् एव नास्ति मम गृहे अतः अधिकाः उ उपकरणानि आवश्यकानि

हा तथा करोति चेत् बहु उत्तमं शोकेस् शोकेश स्थलं दृष्ट्वा शोकेस् प्रेषयति चेत् इतोऽपि उत्तमम् आसन्दाः सन्ति वा आरामदायकाः आसन्दाः अपि सन्ति वा अस्तु अहम् आपणमेव आगच्छामि महोदय अस्तु धन्यवादः धन्यवादः राम राम